समाजे तावत् वयं शान्तिं कल्पयितुं तथा नागरिकान् च रक्षितुं रक्षितुं न्यायव्यवस्थायाः समीकरणं कर्तव्यं यदी तावत् देशे तावत् अपराधसङ्ख्यायाः वर्धनं भवति तस्य निवारणार्थं कः उपायः इति अवश्यम् अस्माभिः चिन्तनीयं यदि अस्माभिः शिक्षणं सम्यक्तया दीयते तर्हि अपराधसङ्ख्यायाः न्यूनता भवति यदि ते तावत् गुरुकुलशिक्षणमेव प्राप्नुवन्ति अवश्यं ते अपराधं न कुर्वन्ति देशे तावत् कर्नाटकराज्ये तावत् गुरुकुलत्रीणि वर्तन्ते तत्र सम्यक्तया शिक्षणं प्रयच्छन्ति अतः बाल्यावस्थायामेव ते समीचिनतया संस्कारं यदि प्राप्नुवन्ति गुरुकुलेषु शिक्षणं यदि प्राप्नुवन्ति तर्हि अवश्यं ते अपराधं न कर्तुमर्हन्ति पुनश्च समाजे तावत् शान्तिः अपेक्षते चेत् जनाः सम्यक् जीवनं कुर्युः तेषां कृते वित्तव्यवस्था सम्यक् भवेत् सर्वकारीयव्यवस्थाः अपि सम्यक् भवेत् तेन च ते सम्यक् जीवनं यापयितुं शक्नुवन्ति शान्त्या जीवनं कुर्वन्ति पुनश्च शिक्षणं यदि बहु सम्यक् अस्माबिः दीयते ते अवश्यम् अपराधं कर्तुं न शक्नुवन्ति इदानिं तावद् देशे बहुत्र अपराधसङ्ख्यायाः वर्धनमेव अस्ति प्रतिराज्यं प्रतिमण्डलमपि एवं जनाः उपलभ्यन्ते अतः तस्य परिवर्तनार्थमस्माभिः शिक्षणव्यवस्थायाः परिवर्तनमवश्यम् अवश्यं कर्तव्यमस्ति